इदानीन्तनकाले पारम्परिकशिक्षणं प्राप्तुकामाः छात्राः पारम्परिकरूपेण यत् आगतमासीत् तदेव अद्य तस्यैव अध्ययनं कर्तुम् इच्छन्ति इत्युक्ते यथा वेदेषु मन्त्रः अथवा संस्कृतभाषायां ये ये विषयाः आसन् तेषामेव अष्टाध्यायी इति वदामः यथा पाणिनिना अष्टाध्यायीग्रन्थः रचितः तथैव तेनैव क्रमेण ते अध्ययनं कर्तुम् इच्छन्ति तत्र त्रैस्वर्यनियमः यथा वर्तते अथवा स्वरभावः यथा वर्तते तथैव ते अध्ययनम् अर्थात् कर्तुं शक्नुवन्ति अधुना शैक्षणिकलक्ष्यं तेषाम् अथवा तासां कथं वर्तते इत्युक्ते तादृशरीत्या व्यवस्था इदानीन्तनकाले छात्राणां नास्ति इति वक्तुं शक्नुमः किमर्थम् इत्युक्ते अस्माकं काले पञ्चदशवर्षाणि यावत् अध्ययनम् अस्माभिः कृतं लक्ष्यम् अस्माकम् आसीत् अध्ययनं कर्तव्यमेव अस्माभिः एतेन अध्ययनेन किमपि साध्यते वा अथवा एतेन अध्ययनेन संस्कृताध्ययनेन किमपि प्राप्यते वा इति अस्माकं चिन्तनं तदानीं नासीत् कर्मण्येवाधिकारस्ते यथा गीतायाम् आगच्छति तथैव अस्माभिः अध्ययनं कृतम् एतेन किं प्रयोजनम् इति यदा कदा वा अस्माभिः न चिन्तितं परन्तु इदानीन्तनकाले परीक्षा दृष्ट्या एते अध्ययनं कुर्वन्तीति भान्ति केचन जनाः वर्तन्ते अध्ययनं कुर्वन्ति तथापि बहवः छात्राः परीक्षा दृष्ट्या एव अध्ययनं कर्तुम् इच्छन्ति किमर्थम् इत्युक्ते परीक्षार्थम् अध्ययनम् एवमेव छात्राणां गुणवत्तता इत्युक्ते अस्माकम् अस्माभिः यथा अध्ययनं कृतं तत् समानं दृष्ट्या एते अध्ययनं कुर्वन्ति चेत् उत्तमम् आसीत् परन्तु तादृशरीत्या परिश्रमरूपेण एते अध्ययनं कर्तुं न इच्छन्ति पठनं कुर्वन्ति तावदेव इदानींतनकाले छात्राः एवं रीत्या वर्तन्ते पठनं कुर्वन्ति न अध्ययनं कुर्वन्ति अस्माभिः अपि अध्यापनं कृतं तथापि तादृशरीत्या आस्थारूपेण ते अध्ययनं कर्तुं न इच्छन्ति इति कारणतः गुणवत्ताविषये अस्माकं खेदः वर्तते तादृशरीत्या छात्राणाम् अथवा विद्यार्थिनाम् अध्ययने तादृशरीत्या अस्माकं किं वदामः अस्माकं तादृशरीत्या गुणवत्तता वर्तते इति वक्तुं न शक्नुमः गुणवत्तता किञ्चिदस्ति परन्तु तादृशरीत्या गुणवत्तता वर्तते इति वक्तुं न शक्नुमः